मम ग्रामे महान् तडागः अस्ति यदि सः तडागः जलेन पूर्णः भवति तर्हि आवर्षं जलं तु तिष्ठति किन्तु दौर्भाग्यात् कदापि जलेन पूर्णः न भवति दशसु वर्षेषु एकवारं वा विंशतिवर्षेषु एकवारं वा सः तडागः जलपूर्णः भवति अन्यस्मिन् समये सामन्यवृष्टिः भवति किन्तु जलं न आगच्छति उपरि अन्ये तडागाः सन्ति ते पूर्णः भवन्ति परन्तु अस्माकं तडागः महान् अस्ति श्रीकृष्णदेवरायकालस्य काले निर्मितः तडागः अतः जलाभावः सहजतया भवति किन्तु यदा यदा अहं बालः आसम् तदा बहूनां वर्षाणां क्षामः आगतः तत्र यद्यपि बहूनि कष्टानि अनुभू अनुभुतानि किन्तु एकं अत्र वक्तुम् इच्छामि ग्रामे ग्रामतः जनाः सर्वेऽपि निर्गताः ग्रामं त्यक्त्वा अन्यत्र गतवन्तः किन्तु पञ्चगृहाणि अवशिष्टानि तेषु अस्माकमपि गृहं अन्यतमम् तत्र अस्माकं प्रतिनित्यं कार्यं किं इति चेत् गावः न आसन् एकः एव गौः आसीत् तस्य रक्षणार्थं वयं बहु प्रयत्नं कृतवन्तः विशिष्य जलमानेतव्यं पानार्थमपि जलं नासीत् अतः वयं दूरं गत्वा जलं आनयामः स्म गां च पालयित्वा वयं एकं एकं गां वयं रक्षितवन्तः तत्र स्वार्थभावेन एव कारणं क्षीरं यच्छति चषकद्वयमितं क्षीरं यच्छति तेन क्षीरेण मम माता घ घटपूर्णं तक्रं कृत्वा आदिनं पाययति स्म कारणं तस्मिन् ग्रीष्मकाले यदि जीवः रक्षणीयः तर्हि तक्रमेव पातव्यं जलस्य अभावः अतः कथम् अपि पानजलव्यवस्थां कृतवन्तः स्नानविषये एव स्नानविषये तु चिन्ता एव नासीत्